अस्माकं नगरे गुरुवासरे सार्वजनिकरूपेण भजनी भवति फल्गुणी उत्सवः इति वर्षे एकवारं भवति तत्र सर्वे मिलित्वा क्रीडा सांस्कृतिककार्यक्रमः वा भवति युगादिपर्वः अपि आचरिष्यते सङ्घनिकेतने गणेशचतुर्थिः अर्थपूर्णः भवति ततः मङ्गलूरुनगरे भूताराधना वर्तते वयं कोल इति वदामः नागाराधनम् अस्माकं जीवने निरन्तर उत्सवरूपेण एव क्रियते तदपि पडुविद्रीसमीपे ढक्किबलिः इति इति भवति बहु सम्यक् अस्ति तत् ततः उडुपी अष्टमठपर्याय् पर्यायोत्सवः एवं बहूत्सवाः अत्र भवन्ति